हैन्दवपारम्पर्यम् अनुसृत्य शास्त्राः जीवनस्य मार्गदर्शकाः आसन् प्रधानतया षड् शास्त्राणि सन्ति इति वक्तुं शक्यते किन्तु विभिन्नरीत्या अस्य कथनम् अपि द्रष्टुं शक्यते षड् शास्त्राः एवं धर्मशास्त्रम् अर्थशास्त्रं कामशास्त्रं मोक्षशास्त्रं धनुर्वेदगान्धर्ववेदः इति रीत्या भवति धर्मशास्त्रं तु धर्मद्योतकानां पुस्तकानां सङ्कलनं भवति अर्थशास्त्रे सर्वकारस्य धनस्य उपयोगः कथं करणीयम् इत् इति विषये मार्गनिर्देशः अन्तर्भवन्ति अर्थशास्त्रे कामशास्त्रे प्रेमः आग्रहः इत्यादि विषयद्योतकाः भवन्ति मोक्षशास्त्रे तु मोक्षसाधकाः आत्मज्ञानद्योतकाः मार्गाः निर्दिष्टाः सन्ति धनुर्वेदे युद्धस्य शिक्षा गान्धर्ववेदे तु कलासम्बन्धि च कार्याणि द्रष्टुं शक्यते प्राचीनं रीत् प्राचीन शैक्षणिकक्षेत्रे एकैकस्य शास्त्रस्य अध्ययनाय प्रत्येकाः अध्यापकाः आसन् ते तेषां छात्राय प्रत्येकं शास्त्रस्य अध्ययनम् कृतमासीत् तत्तु मौखिकरीत्या लेखनरीत्या अथवा कार्यरीत्या च आसन् इति वक्तुं शक्यते